मम प्रदेशः भवति आन्ध्रनगरं तर्हि तत्र कथम् इत्युक्ते सर्वेपि आवकाय खादन्ति पनसपलशाखमपि कुर्वन्ति बहुषु उत्सवेषु सा तद् शाकं बहु उत्तमं भवति सर्वेपि इच्छन्ति पुनः आम्रफलस्यापि सूपं बहु इच्छन्ति जनाः आम्प्रफलसूपं विना तत्र विवाहमेव न प्रचलति तदर्थम् आम्रफलस्य सूपः अवश्यम् अपेक्षते एव अस्माकं ग्रामे पुनः अनन्तरं गोङ्गूर अवलेहः अनन्तरं पायसान्नं विना पायसान्नं भोजनमेव न समाप्तं न भवति अनन्तरम् एतद् सम्पूर्णं खादनानन्तरम् अवश्यं रसम् अवश्यं खादनीयमेव अनन्तरं पर्पटामपि योजयामः तत्रैव पुनः पूर्णम्बूरु इति कथयन्ति तत्तु गूडेन क्रियते तद् कथं भवति इत्युक्ते बहु मधुरं भवति तद् कादामः चेत् पुनः अपेक्षते इति अपि भावना उत्पद्यते